भारतस्य राष्ट्रियभाषायां संस्कृतस्य प्रभावः वर्तते एव संस्कृतभाषा हि हिन्दुधर्मस्य तथा बौद्धधर्मस्य पवित्रदेवभाषारूपेण परिचिता अस्ति वर्तमानकाले संस्कृतभाषा द्वाविंशतिभाषासु अन्यतमा तथा उत्तराखण्ड् प्रदेशस्य सर्वकारभाषा इति मन्यते यद्यपि भारतवर्षस्य स्वकीयराष्ट्रियभाषा नास्ति तथापि हिन्दीभाषा एव राष्ट्रियभाषारूपेण स्वीक्रियते तत्रापि संस्कृतस्य प्रभावः अधिकतया परिलक्ष्यते अक्षरदृष्ट्या भाषाद्वयमेव समानमेव परन्तु तत्र पार्थक्यं किमपि अस्ति केवलं कथनसमये परिवर्तनं परिलक्ष्यते हिन्दीभाषायां केचन शब्दाः सन्ति एतावत् प्रत्यक्षतया संस्कृतात् एव गृहीताः भवन्ति हिन्दीभाषायाः उत्पत्तिर्भवति संस्कृतादेव हिन्दुस्ता हिन्दुस्थानिभाषायाः प्रमितरूपेण तथा संस्कृतभाषारूपेण हिन्दीभाषा वर्णिता इति चिन्तयति चिन्तयन्ति सर्वे